मम प्रदेशे मनोरञ्जनक्रियायां ओयेटि मध्ये चलनचित्रं चलति प्रति शनिवासरेषु शनिवासरे शनिवासरेषु एकं चलनचित्रम् प्रदर्शयन्ति तत्तु प्रतिवासरे भिन्न भिन्न भाषायाः भवति अस्माकम् एवमस्ति ऐटिमध्ये

यात्रारुपेण गच्छामः केचनजनाः खादनानि आनयन्ति सर्वे सम्यक् उत्तमतया उपविशन्ति अधः बालकाः वयम् आनय त्यजामः तेषां मित्रैः सह क्रीडयन्ति अथवा ते तेषां क्रीडनं भवतु अनन्तरम् अस्माकं ज्येष्ठानां चलनचित्रदर्शनं भवति तथा भिन्न भिन्न कार्याणि अपि तत्र चलति सम्यग् भवति एवं शनिवासरस्य चलनचित्रदर्शनम् इति एकं कारणं किन्तु वयं सर्वे ऐऐटिमध्ये ये ये वसामः सर्वेषामपि अस्माकं मेलनं भवति चलनचित्रं भिन्न भिन्न भाषायाः भवति तत्र भाषामपि वयं जानीमः एकं चलनचित्ररूपेण वयं भाषामपि स्वीकुर्मः एवमेव अहमपि तमिळ्भाषां स्वीकृतवती अस्मि तमिळ्भाषा श्रवणम् वचनम् इति अधिकतया नास्ति यतो हि अहं काम्पस्मध्ये वसामि इति किन्तु चलनचित्रं कथारूपेण चलति इति भिन्न भिन्न कथानुसारम् वयं भाषामपि अवगच्छामः श्रुत्वा श्रुत्वा अनवगत्य एव अहं भाषां स्वीकृतवती अस्मि एवमेव मम तमिळ्भाषा सम्यक् चलत् अस्ति एवं तेलुगुभाषा मलयालम्भाषा अपि किञ्चित् किञ्चित् अवगच्छामः श्रुत्वा एव एतादृश भिन्न भिन्न भाषा चलनचित्रान् दृष्ट्वा एव च चित्राणि दृष्ट्वा एव वयम् अवगच्छामः एवम् अनन्तरम् अत्र ओइटिमध्ये न केवलं चलनचित्रं कदाचित् भिन्न भिन्न कार्याणि अपि अत्र भवति मनोरञ्जनसङ्गीतकार्यक्रमः

एकं कारणमावश्यकं सर्वेषां मेलनमितिरूपेण एव भिन्न भिन्न विषयाः तत्र प्रचलन्ति एवं विषयाः ओऐटिमध्ये एव चलन्ति मिल् बृहद्दस्ति इति कारणेन तदपि सम्पूर्णम् ओपन् इति कारणेनापि उत्तमतया अस्माकं कार्याणि चलत् भवति एवं वर्धने अपि अहम् उक्तवती अस्मि इति चिन्तयामि